भारतस्य मुख्यानि पर्यटनस्थानानि एतानि सन्ति गोवा ताज्महल् मैसूर् पेलेस् ऊटि मुन्नार् मीनाक्षि अम्मन् टेम्पल् गेट् वे आफ् इण्डिया गोल्डन् टेम्पल् एम्बर् पालेस् कोडैकेनल् जोग्फाल्स् हम्पी चार्मिनार् वारणासी च कर्णाटकराज्ये विश्वविख्यातः जोगजलपातः अस्ति शरावती नदी अत्र चत्वारः धारारूपेण पतति तेषां नाम राजा राणी रोरो राकेट् इति एषः जलपातः भारतस्य सर्वेषु जलपातेषु अन्यतमः अस्ति तस्य समीपे लिङ्गनमक्कि डाम् अपि अस्ति